आं हरिः ओम् हा महोदय नमो नमः अहं गृहं क्रेतुमिच्छामि भवन्तः आं गृहस्य गृ गृहसमुच्चयस्य विक्रेतारः इति श्रुतम् अतः भवद्भिस्सह किञ्चित् संवादं कृत्वा अहं किञ्चित् ज्ञानं प्राप्नोमि तदनन्तरं क्रयणादिविषयेपि सम्भाषणं कुर्यामिति दूरवाणी अत्र भाषणं कर्तुम् उद्युक्तः

आमामाम् आम् आम् अन्यत्रापि विचारितं तत्र भवन्तः अत्र प्रसिद्धाः किञ्च अस्मिन् नगरे सम्भाविताः अतः इति श्रुतम् अतः अत्रैव विचारयिष्यामः इति आगतम् हा आम् आहत्य किञ्चित् प्रकृतिप्रियं गृहं भवेत् तथा अनन्तरम् अध्ययनप्रकोष्ठाः भवेयुः पुनः पूर्वाभिमुखं द्वारं भवेत् एवं काष्ठनिर्मितं पुनः भित्तयः प्रकृतिप्रिय वस्तुभिः निर्मिताः चेत् इतोपि उत्तममिति अनन्तरम् अन्तः तत्र आन्तरिकसौन्दर्यम् इन्टीरियर् डेकोरेशन् इति उच्यते तत्रापि सरलता सरलता भवति चेत् उत्तमं एतादृशचिन्तनानि सन्ति

एवम् एवं भवतु वा इति नाम भवतां कदाचित् विरामकाले अथवा अनुकूलसमये भूमिमपि वयं पश्यामः पुनः निर्मितगृहमपि द्रक्ष्यामः तत्र तद् दृष्ट्वा तयोः अन्यतरद् चेतुं वयं शक्नुमः इति प्रतिभाति आमामां महोदय भवतां तत्र धनस्य श्रेणी कथं वर्तते तन्नाम भवतां तत्र आद्यन्तं यावत्

आम् आम् आम् आम् आम् आम् आम्

आम् आम् आम् आम् आम् आम् आम् आम्

आम् आम् आं महोदय तर्हि अस्तु अहम् आम् आम् आम् आम् आम् आम् आम् आम्

आम् आं महोदय तर्हि वयं तथैव करिष्यामः तत्र एकवारं स्थानमेव दृष्ट्वा अनन्तरं निर्णयं कुर्मः तदा एव अस्माकमपि गृहे सम्भाषणानि कृत्वा अस्माकं धनस्यापि परिमितिं धनराशेः परिमाणमपि वयं तत्र वदिष्यामः भवतु वा महोदय आमामां नमो नमः महोदय